उद्योगविषये अपि मम रुचिः अस्ति उद्योगम् अतिरिच्य अहं व्यवसायम् इच्छामि कृषिक्षेत्रं नाम मम बहु इच्छा भवति अहं स्वयं व्यवसायम् अपि करोमि एवं क्षेत्रे यदि अटामि महान् आनन्दः भवति किमर्थं नाम तत्र ऋषभाः भवन्ति एवं ग्रामीणजनाः कार्ये सर्वदा निमग्नाः भवन्ति तान् यदि तान् यदा पश्यामि पश्यामि तदा बहु आनन्दः भवति

एवं यात्रापि अहम् इच्छामि यदा समयः लभते तदा कुटुम्बजनान् स्वीकृत्य तीर्थक्षेत्रं पुण्यक्षेत्रं गच्छामि